अस्माकं प्रदेशे विविधाः वस्तूनि लभ्यन्ते नाम प्राकृतिकसम्पन्मूलाः भवन्ति विशेषत्वेन मम क्षेत्रे कार्पासं अधिकतया लभते कार्पासः वस्त्रव्यापारेषु बहु उपयुक्तः कार्पासेनैव वस्त्रनिर्माणं भवति पेपर् इण्डस्ट्रि मध्ये नाम पेपर् व्यापारेषु अपि कार्पासस्य आवश्यकता वर्तते अपि च अस्माकं क्षेत्रे अङ्गारः अपि उपलबभ्यते विद्युत् निर्माणविधौ अस्य बहुकार्यं वर्तते अस्मिन् व्यापारे अपि अङ्गारस्य आवश्यकता तदर्थं तस्य निष्कासनम् अपि अस्मिन् क्षेत्रे भवति अपि च क्वचित् रत्नानि अपि उपलभ्यन्ते अपि